मम कुटुम्बे माता एव प्रधानतया उद्यानकार्ये सर्वदा कालं यापयति तस्याः रुचिं दृष्ट्वा एव तत्र ममापि आसक्तिः जातः एवं प्रतिदिनमपि माता उत्थाय प्रथमं गत्वा उद्यानं सम्पूर्णम् अटति अटीत्वा तत्र कानि कानि पुष्पाणि अद्य विकसितानि के वृक्षाः फलिनो जाताः अद्य इत्यादिकं पश्यति एवं तत्र उद्यानम् अटीत्वा एव अद्य पाकार्थं कानि सस्यानि सन्ति इति दृष्ट्वा एव तस्य दिनस्य आहारनिर्माणविषये चिन्तनं करोति एवं सा न केवलं मम कृते उद्याने आसक्तिं वर्धितवती अपि तु सा यत्र यत्र गच्छति तत्र सर्वत्रापि बीजवपनं करोति कारयति अपि अन्येषां गृहे च एवम् अन्येषां गृहे उद्याननिर्माणाय च सा बहुसाहाय्यं करोति एवं तां प्रेरयति च एवम् उद्यानं गृहे किमर्थं भवेत् इत्यादि विषये तस्य मुख्यत्वञ्च सा अवबोधयति मम गृहे मया विना सा एव उद्यान कार्ये रुचिं प्रदर्शयति